हरिः ओम् नमस्ते वदतु किमस्ति भवतः इदानीम्

आमां बहवः आगतवन्तः एवं वा अस्तु तद् तद्विषये एव अहं झटिति एव नोटिस् स्थापयामि तत्र आवेदनप पुनः आगमिष्यति आवेदनम् अस्तु तथाकरणे पुनः तत्र समस्या भवति एकमासेन यच्छति चेत् तदर्थमेव इदानीं चत्वारमासस्य निमित्तमेव आदौ धनं स्वीकरोति एवं न भवति चेत् न पुनः छात्राः

आमाम्

किं पृच्छति आमाम् अस्तु तर्हि अस्तु अस्तु तर्हि समस्या नास्ति अहं तद्विषये प्रायः बहवः उक्तवन्तः अद्य एव आवेदनपत्रमागमिष्यति तदा तदनन्तरं भवन्तः ऐडि कार्ड् दातुं शक्यते तदनन्तरं समस्या न भविष्यति इ इतोपि अन्यत् किमपि समस्या चलति वा अत्र

आमाम् एवं वा तर्हि अद्य अहमत्र कदा एवं कदा क कदा एवं पीत्वा आगच्छति रात्रौ वा तर्हि अस्तु अद्य अहं रात्रौ तत्र एव ड्यूटी ददामि सर्वत्र रात्रौ सर्वदा अत्र भवामि तत्र पश्यामि किं भवति एवं भवति चेत् तान् सर्वान् निष्कासयामि इतः कार्यतः एव निष्कासयामि आम् एवं वा तर्हि ते एव धनम् इदानीं चोरयन्ति एवं कन् मन्ये तर्हि अहम् अद्य नूतनतया नोटिस् स्थापयामि तथा तत्र छात्राणां कृते एव प्लेनिङ्ग् भवेत् छात्राणां कृते भवति चेत् सम्यक् भवेत् तर्हि भवतां सर्वे उपलब्धं भविष्यति आम् आमाम् आम् न न तदेव धनम् एवमस्ति चेत् अद्य अहं अद्यैव नूतनस्य अद्यैव नूतनानां कृते सर्वेषां कृते अस्ति तर्हि अहं नूतनान् रूल्स् स्थापयामि तत्र सर्वेषां छात्राणां कृते यः अवसरः उपलभ्यते तदा क्लेशः न भविष्यति सर्वेषां कृते तर्हि तदेव छात्राणां कृत् छात्राणां कृते एव खलु छात्रावासः तत् छात्रावासे एवं तर्हि न भवि न भविष्यति इतः परम् अहं सम्यक्तया तद्विषयेपि एकवारं पश्यन्तु तर्हि समीचीनम् आम् अस्तु अस्तु चिकित्सतु स्थापयामि